षेर् मार्केट् एवं तस्य वर्तमानविपणीविषये अपि बहु बहु वर्तते तस्य बहु प्राधान्यं वर्तते किन्तु तेन कारणेन अस्माकं वस्तूनां विक्रयणं क्रयणं क्रयविक्रयविषये अश्माकं ज्ञातुं शक्यते एवं डिजिट्टल् आप् इति अपि भारतीयपद्धतिः प्रधानं स्थानं भवति